हा हरिः ओम् महोदय एतद् तु मदुरा वेज् पञ्चतारा अस्ति वा होटेल् अस्ति वा हा अस्तु अहं तु दोसा आर्डर् कृतवान् आसं किन्तु तत्र स्पैसि इत्यादिकं भवेत् इत्यपि स्थापितवान् कथं निर्माणं कर्तव्यम् इत्यादिकम् इन्ट्रडक्षन् सूचना अपि दत्तवान् आसम् किन्तु तत्र कन्दुकवर्णं यदा आगच्छति तस्मिन् समये क्रिस्पि क्रिस्पि आगच्छति तदनन्तरं मम कृते प्रेषयतु इति उक्तवान् पुनः अवसेचः अपि इतोपि अधिकम् अपेक्षते धनम् अधिकं भवति चेदपि चिन्ता नास्ति इत्युक्तवान् पुनश्च घृतं स्थापयित्वा प्रेषयन्तु इत्यपि उक्तवान् आसम् इदानीं किमपि नाग किमपि नास्ति अत्र कथं भोजनं भवन्तः एव चिन्तयन्तु पुनः लवणमपि सम्यग् नास्ति इतोपि अहं किञ्चित् अधिकतया सब्जि दास्यतु इत्युक्तवान् तदपि नास्ति इदानीम् अहं कथं भोजनं करिष्यामि मम धनस्य आवश्यकतानुसारं मम धनस्यापेक्षया न्यूनमेव आगतमस्ति